मम गायने प्राथमिकः स्तरः भवति तथा च अहं किञ्चित् अल्पं जानामि एतावत् येन रूपेण गुरवः उक्त्वा तदेव रूपेण अहं वदामि अग्रे तु अहं प्रयासं करोमि गायने गतिभेदः कथम् अस्ति पदाभिव्यक्तिः कथम् अस्ति इति अग्रे अहं कर्तुं शक्नोमि